नमस्ते किमपेक्ष्यते हा अस्ति अस्ति अस्ति किमपेक्ष्यते भवान् अस्माकम् आपणे उपहारगृहे काफ़ि अस्ति टी अस्ति गुड् टी अपि अस्ति लेमन् टी अस्ति तदा कषायचायम् अपि अस्ति उष्णोदकमपि अस्ति बदामक्षीरमपि अस्ति किमपेक्ष्यते भवता अस्ति खलु इड्लि अस्ति दोसा अस्ति चपाति अपि अस्ति तत्र मसाला दधिः अन्नम्मस्ति मसाला अन्नम् अस्ति चित्रान्नम् अस्ति

चाय् कीदृशरूपचायम् अपेक्ष्यते गुडचायं वा लेमन् चाय् वा तदां कोल्ड् चाय् वा अथवा क्षीररहितं वा क्षीरसहितं वा किमपेक्ष्यते भवता न्यूनं कीदृशं चायमपेक्ष्यते मसालचाय अपेक्ष्यते वा सामान्यचायमपेक्ष्यते वा तत्र तत्र शुण्टी भवति शुण्टी भवति अमृतवल्ली भवति तुलसी भवति तदा पूजा इति वदामः खलु तदपि भवति एवं तर्हि किञ्चित् किञ्चित् उष्णं भवति यदा कदापि वा पीयते चेत् उष्णं भवति यदि

हा

हा किञ्चित् शर्करा वा गुडमपेक्ष्यते वा किमपेक्ष्यते भवता सत्यं सत्यम् अस्माकं कृते सावयवरूपेण स्वीकृतं गुडमस्ति बहु समीचीनं भवति एकवारं पीयते चेत् पुनः पुनः आगच्छत्येव भवतु भवान् आरोग्यार्थमेव न सर्वदा रुचिरूपेणापि जिह्वारूपेण अपि यदा कदा वा अस्मिन् मार्गे भवान् चलति तर्हि पातुं चायपानं कर्तुम् आगच्छ आगच्छेदेव तावता रूपेण अस्माकं क्रियते हैजिन् अपि भवति अस्माकम् उपहारगृहे सर्वदा शुचिः रुचिरूपेण भवति अत्रैव उपविशतु धनं तत्र गुडरूपेण मसाला चाय् रूपस्य कृते चत्वारिंशत् रूप्यकाणि भवन्ति सामान्यचाय् रूपस्य कृते विंशतिः रूप्यणि रूप्यकाणि भवन्ति ह एवं मौल्यम् अधिकं भवति चेत् अस्तु नाम